मम प्रदेशस्य समीपे मम प्रदेशस्य विषये ऐतिहासिकम् इत्युक्ते अत्र रा राम्टेक् इति स्थलमस्ति तत्र प्रभुश्रीरामचन्द्रः किञ्चित् कालात् तिष्टवान् इति जनाः वदन्तः वदन्ति तेषां श्रद्धाः तत्र सन्ति तदर्थम् ऐतिहासिकरूपेण तत्र रामटेक् इत्यस्य अत्र मराठी मध्ये यत्र प्रभुः श्रीरामः किञ्चित् कालात् तिष्ठवान् शयनं कृतवान् वा तस्य किं सीता माता लक्ष्मणः इत्युक्ते किञ्चित् कालार्थं तत्र शयनं कृतवान् वा एतत् सर्वं तत्र श्रद्धया लोकः वदति तत् एकम् ऐतिहासिकम् ऐतिहासिकं स्थलम् अत्र सन्ति अस्ति नाग्पूर् मध्ये भिन्नभिन्नः सन्ति अत्र एकम् अस्ति श्रीगणेशमन्दिरटिकडि इत्युक्ते अत्र ये वदन्ति एतत् एतिहासिकं स्थलमित्युक्ते अत्र श्रीगणेशमूर्तिः इत्युक्ते स्वयंभू अस्ति तत्र इतोपि तस्य भिन्नः सर्वे जनाः भक्ताः सन्ति तदर्थं तस्य भिन्नभिन्नः श्रद्धायुक्तं चिन्तनमस्ति तत् किम् अस्ति अस्माकं तत्र राजा प्रा आगच्छति वा अस्माकं यत् मनसि अस्ति तदपि तद् उक्त्वा श्रीगणेश तत् परिपूर्णं परिपूर्णं करोति इति एकं श्रद्धा ऐतिहासिकं वा रूपेण पूर्वापरं पूर्वापरम् इत्युक्ते पूर्वाचीनसमयतः अस्माकं नाग्पूर् तः जनाः सन् वदन्ति